ह्यः आपणं गत्वा एकं केशनिमित्तम् इति एकं तैलं क्रीतवान् तद् वस्तुतः इदानीन्तन काले तु बहु उत्तमतया विक्रयणं भवति इति एकं तैलं सर्वेऽपि उक्तवन्तः अनन्तरं विज्ञापनेषु अपि तद् उत्तमतया दर्शितम् इति कारणेन अहं तद् स्वीकृतवान् किन्तु स्वीकृत्य तस्य उपयोगसन्दर्भे एव अवगतवान् कीदृशकष्टं तत्र अस्ति इति सामान्यतया तैलस्य तु किञ्चित् लेपनशक्तिः तत्र भवत्येव किन्तु यद् मया क्रीतं तत्र हस्ते किञ्चित् स्थापयित्वा लेपनं करोमि तत्र तैलस्य भावः इत्येव तत्र नास्ति तैलम् इत्युक्ते किञ्चित् लिप्तं भवति इत्येव तैलम् इति वदामः किन्तु अत्र तु जलमिव यत् किञ्चित् स्वीकुर्मः निमेषद्वये तद् शुष्कं भवति अनन्तरं तैलं लेपितम् इत्यपि न भाति अनन्तरम् एकसप्ताहं यावत् अहम् इदानीं तत् तैलं लेपयन् अस्मि शिरसि किन्तु गतपञ्चचतुर्दिनेभ्यः पश्यामि चेत् मम केशः तु किञ्चित् अधः पतन्तः सन्ति इति एव मम अनुभवः अतः अमुक तैलं क्रयणात् पूर्वं द्वित्रिवारं विचार्य वयं क्रीणिमः चेत् सम्यक् भवति इति मम चिन्तनम्